आम् अस्माकं प्रदेशे सर्वकारः रोगाणां विषये चिकित्साविषये च जनजागृतिविषयकं कार्यक्रमाणि योजयन्ति प्राथमिक आरोग्यकेन्द्रं आयुर्वेद चिकित्सालयः सर्वकालचिकित्सालयेषु उत्तमाः चिकित्साः औषधानि च लभ्यन्ते जनपरकार्याः स्वास्थ्य उद्बोधककार्यक्रमाणि ग्रामेषु प्रचलन्ति एव तथा निःशुल्केन औषधदानं चिकित्सादिकं च भवत्येव सर्वकारस्य आयुर्वेदचिकित्सालयेषु तु पञ्चकर्मादिकं चिकित्साः अपि तत्र लभ्यन्ते एव